नमस्ते महोदय भवतां रेस्टोरेण्ट् मध्ये कानि कानि मधुराणि क्रियन्ते ओहो भवतां रेस्टोरेण्ट् मध्ये केरोट् हल्वा जामून् रस्गुल्ला इत्यादिकं क्रियते वा महोदय भवन्तः मिल्केक् कुर्वन्ति वा उत्तमं तर्हि मम गृहे आगमिवासरे कश्चन लघुकार्यक्रमः वर्तते तदर्थं मह्यं भवतां रेस्टोरेण्ट् शतं जनानां कृते यावत् मिल्केक् अपेक्षितं कृपया प्रेषयितुं शक्यते वा तथा च अयं पर्वसमयः इत्यस्मात् डिस्काण्ट् अपि अस्ति खलु एवं तर्हि धन्यवादाः कार्यक्रमदिने धनं दास्यामि